स्वस्य चित्रग्राहण्यां तथा लघुचलच्चित्रम्मध्ये भेदः अस्ति किमर्थं चेत् लघु चलचित्रमध्ये ते निमेषः एकहोरा तथा या द्विहोरा त्रिहोरा पर्यन्तम् अपि तस्य फ़ोटो या विडियो भवति अतः एव सः विड्यो वदति फ़ोटो छायाचित्रम् इति न वदन्ति सः विड्यो इति वदन्ति अगर् अथवा चित्रग्राहिणीमध्ये किं भवति एक एव फ़ोटो तस्य निमिषः होरा न भवन्ति अत एव सः चित्रग्राहिण्याम् इति कथ्यन्ते दौ चलचित्रम्मध्ये एक होरा द्विहोरा पर्यन्तं निमेषाः भवन्ति अतः एव सः लोकचालचित्रं वदन्ति सः तस्य मध्ये नृत्यं भवति या गीतं भवति तदेव सः भिन्नः वर्तन्ते बह बहूनि भिन्नत् किमर्थं चेत् चल् चित्रग्रहिण्यमध्ये किं भवति एकमेव तत्र निमेषः न वर्तन्ते एकमेव चित्रं नेतुं शक्यते अतः एव चित्रग्राहिण्यां तथा लघुचलचित्रम्मध्ये भिन्नं वर्तते इदानीम् इदानीं प्रचलन्ति लघुचलचित्रम् अधिकतया प्रचलति चलच्चित्रग्राहिण्यः इदानीम् अधिकतया न प्रचलन्ति किमर्थं चेत् अधिकतया जनाः पश्यन्ति लघुचित्रं चित्रं चित्रम् अतः एव चित्रगाहिण्याम् अधिकतया न पश्यन्ति अतः एव सः भिन्नः वर्तते